नमो नमः महोदय महोदय मम नाम लिप्तिरेखा अस्ति अहम् ओडिसातः अस्मि मम दन्ते बहु पीड़ा भवति यदा किमपि भोजनं करोमि किमपि खादामि तर्हि बहुकष्टं भवति दन्ते अतः एव अहम् आगतवती प्रायशः तु एकमासे एव अभवत् प्रथमे तु किञ्चित् किञ्चित् किञ्चित् एव कष्टं कष्टमासीत् पीडा आसीत् परन्तु अधुना प्रायशः एकसप्ताहः अभवत् बहुकष्टं भवति किमपि सम्यक्तया खादितुं न शक्नोमि किमपि औषधं ददातु आं दन्ते अपि का दन्ते अपि काणः जातः एव आं पूर्वं बहु खादितवती अधुना तु एकं द्वयं कदाचित् खादामि पूर्वं तु एकस्मिन् दिवसे पञ्च षड् खादितवती आं प्रातः तु करोमि अस्तु महोदय

आं महोदय

अस्तु महोदय

इतोऽपि महोदय मम दन्ते का काणः जातः अतः तस्य अपि किमपि चिकित्सां करोतु यतोऽहि किमपि खादामि तत् दन्तस्य मध्ये एव प्रवेशं करोति तर्हि बहूपीडा भवति रात्रौ शयनमपि कर्तुं न शक्नोमि जलस्य पानम् अपि करणे अपि बहुकष्टं भवति तस्य अपि किमपि चिकित्सां करोतु महोदय बहुकष्टं भवति अहं सम्यक्तया अधुना तु वार्तां कर्तुमपि न शक्नोमि अस्तु महोदय धन्यवादाः नमो नमः